कृषकाणाम् आत्महत्या इति अयं विषयः नैकेभ्यः वर्षेभ्यः अपि सर्वकार्यक्षेत्रे वर्तते एव कुतः एते सर्वकारीयाः जनाः कृषकाणां कृते आद्यतां न दत्तवन्तः इति मम अयम् आग्रहः वर्तते अवश्यं ते दद्युः एव किं च कृषकाणां सकाशात् एव अस्माकं नित्यजीवनं चलति कृषकैः यदि पदार्थाः नैव सृज्यन्ते पदार्थाः नैव उत्पद्यन्ते कुतः वयं जीवामः कुतः एते सर्वकारीयाः अधिकारिणः जीवन्ति अवश्यं सर्वोपि म्रियते इदम् अवश्यं सर्वकार्यस्य सर्वेऽपि जनः सर्वः अपि अधिकारी अवगच्छेत् तदा एव कृषकाणां कृते न्यायः प्राप्तः इति भवति सर्वम् आधुनिकः जगति प्राप्यते इति कृत्वा अधिकारिणः सर्वकारीयाः तूष्णीं भावयुक्ताः वर्तन्ते एतेभ्यः जनेभ्यः बुद्धिः यदि आगच्छेत् तर्हि सर्वेऽपि कृषकाः सत्याग्रहं कुर्यात् इतःपरं वयं सस्यानि न वर्धयामः इतःपरं वयं पदार्थान् न सृजेम इति सङ्कल्पं कुर्युः तदा तेन सङ्कल्पेन बुद्धियुक्ताः सन्तः इमे अधिकारिणः सर्वेपि कृषकाणां मनः अवगच्छन्ति तेन आत्महत्याप्रसङ्गः न्यूनः भवति इति अहं चिन्तयामि किं च कृषकक्षेत्रम् अथवा कृषिक्षेत्रम् इदं तुच्छं न इति विद्यायाम् अपि वयं यदि वदामः तर्हि सर्वोऽपि कृषकाय गौरवं दद्यात् गौरवं प्राप्नुवन् अयं कृषकः जीवेत् न तु आत्महत्यां प्रति गच्छेत् इति अहं वक्तुम् इच्छामि अनेन सर्वकारेण इदम् अतीव कष्टेन अतीव आनन्देन च स्वीकृतं वर्तते अतः अस्मिन् क्षणावच्छेदेन कृषकाः आनन्देन सन्ति इदमेव क्षणम् अग्रे अपि अनुवर्तनं भवेत् इति मम आशयः